नूतनस्याः शिक्षणनीतेः आगमनेन पारम्परिकशिक्षणस्य अत्रत्यछात्रेभ्यः कोपि उपयोगः भवति उत ना इति अस्ति प्रश्नः नूतनस्याः राष्ट्रीयशिक्षणनीतेः आगमनेन उपयोगः अपि अस्ति हानिरपि वर्तते यतः अत्र मल्टिपल् एण्ट्रि मल्टिपल् एक्सिट् इत्यादि अंशाः वर्तन्ते किं पारम्परिकशिक्षणं चेदपि पारम्परिक शिक्षणं यदि कस्याश्चित् संस्थायाः मानितं न तर्हि पारम्परिक शिक्षणस्यापि क्लेशः अस्त्येव अर्थात् संस्कृतं संस्कृतविश्वविद्यालयतः उत अन्यस्याः एन् ऐ ओ एस् इत्यादि संस्थाभ्यः मान्यता स्वीकर्तव्या भवति मान्यता मान्यतां स्वीकृत्य तत्र परीक्षां लिखन्ति अध्ययनं तु पारम्परिकक्रमेण कुर्वन्ति इति कश्चन क्रमः भवति एवम् अध्ययनकाले इदानीं मल्टिपल् एण्ट्रि मल्टिपल् एक्सिट् इति इति अंशः वर्तते तर्हि कदाचित् छात्राणां कृते एकस्य वर्षस्य अध्ययनोत्तरम् इदं समीचीनं नास्ति अहम् अन्यत्र गच्छामि इति भावः उदेति अन्यत्र गच्छन्ति तत्र पुनः सम्यक् पाठः न भवति इति कारणेन तत्र तत् ता त्यक्त्वा पुनः आधुनिक शिक्षण क्रममेव प्रविशन्ति एवञ्च प्रतिवर्षं तेषां त्यक्तुम् अवकाशः अस्ति इति कारणेन पारम्परिकशिक्षणं परित्यज्य आधुनिकशिक्षणे रतिः इच्छा उदेति पुनः गन्तुं सुलभतया अवकाशः अपि परिकल्पितः इति कारणेन गन्तुं शक्नुवन्ति पूर्वं तु एवं गन्तुं न शक्यते स्म डिग्रीसमाप्तिपर्यन्तं तु क्वचित् स्थातव्यमेव अतः यदि पारम्परिकक्रमेण अध्ययनम् आरब्धं तर्हि तावत्पर्यन्तं तु पारम्परिकक्रमेण अधीत्य अतः परम् आधुनिकशिक्षाक्रमेण अध्ययनार्थं प्रवर्तन्ते स्म किन्तु अनेन तादृश अवकाशाः न्यूनाः भवन्ति एवञ्च परित्यक्तुम् अवकाशाः परिकल्पिताः इत्यतः पारम्परिकशिक्षणक्रमे क्लेशः स्यात् पुनः भाषाविषयेऽपि भाषारूपेण अध्ययनार्थम् अवकाशः अस्ति तद्विहाय नूतनाः विचाराः नूतन अंशान् पाठयितुम् अवकाशाः कल्पिताः किन्तु तादृशसंशोधनं कर्तुं तु अवकाशो नास्ति पारम्परिकक्रमेण अधीत्य गृहे किं कर्तव्यम् इति विषये संस्कृतक्षेत्रं विहाय अन्यैः जनैः सह कथं तत्र संशोधनादिषु प्रवृत्तः भवेत् कथं कार्यं करणीयम् इत्यादि विषये स्पष्टता न भवति तदर्थम् अपेक्षितमार्गदर्शनं न प्राप्यते इति हेतोः अतः पारम्परिक आधुनिक शिक्षणम् आधुनिकव्यवस्थायाम् इति पारम्परिकक्रमेण अधीतं प्रवेष्टुम् इतोऽपि क्लेशः अधिकः स्यात् इति भाति